मम मातापितरौ तु एस्सेल्सिपर्यन्तं टेन्त् पर्यन्तमेव पठितवन्तः तस्मिन् काले टेन्त् पठनमित्युक्ते बहु इत्येव चिन्तयन्ति स्म इदानीं यथा अस्ति तथा तस्मिन् काले नासीत् पुनश्च उत्तमः शैक्षिकावसराः प्राप्ताः नाम तत्रापि शिक्षकाः उत्तमाः आसन् सम्यक्तया पाठयन्ति स्म इत्यपि मम मातापितरौ उक्तवन्तौ तदापि तत्र व्यवस्था सम्यक् नासीत् यतः यदा प्राथमिकशालां प्रौढशालां गच्छन्ति तत्र शालायाः भवनं बिल्डिङ्ग् सम्यक् नासीत् पुनश्च शौचालयमित्यादिकम् इदानीं यथा व्यवस्था वर्तते तादृशी व्यवस्था तस्मिन् काले नासीत् पुनश्च गन्तुम् उत्तमः मार्गः नासीत् इदानीं तु छात्राः स्कूल् बस् शालावाहनं वाहनेव गच्छन्ति तदानीं तु पदभ्यामेव गन्तव्यमासीत् तदपि दूरे आसीत् सिक्स् किलोमीटर्स् तदा गन्तव्यं भवति स्म इदानीं यथा यादृशानि सौकर्याणि सन्ति तादृशानि सौकर्याणि तथा नासन् किन्तु अधुना तत्रापि व्यवस्था सम्यक् जायमाना वर्तते नाम इदानीं सर्वत्र इम् इम्प्रूमेण्ट् डेवलप्मेण्ट् जायमानमस्ति अतः इदानीं तादृशी समस्या नास्ति किन्तु पूर्वमासीत् तथापि ते टेन्त् पर्यन्तं पठितवन्तः इति तदेव तेषां कृते उत्तमशैक्षिकः अवसरः इति वक्तुं शक्यते